हरिः ओं नमस्कारः मम कानिचन पुस्तकानि अपेक्षितानि सन्ति तत्र चौकम्बातः प्रकाशितं तत्र वेदान्तसारः इति एकं पुस्तकम् अस्ति वा महोदय चौकम्बातः प्रकाशितं वेदान्तसारः इति पुनः तस्यैव राम् रामकृष्णाश्रमस्य अपि अस्ति तदपि अस्ति चेत् चिन्ता नास्ति चौकम्बातः अस्ति चेत् उत्तमम् अस्तु महोदय पश्यामि पश्यामि हा अतः हा दर्शय दर्शयतु महोदय दर्शयतु हा एतदपि भवितुमर्हति किन्तु रामकृष्णाश्रमस्य अस्ति चेत् सम्यक् तदपि एकवारं ह शक्यते नाम कदा कदा कदा मिलति अस्तु चिन्ता नास्ति अस्तु महोदय अस्तु मम दश पुस्तकानि अपेक्षितानि व्यवस्था कृपया व्यवस्थां कुर्वन्तु सप्ताहात् परं पुनः आगमिष्यामि अहं तथैव वेदान्तस्य किमपि अस्ति आम् आं मम तत्र मम दशमकक्ष्यायाः पठ्यपुस्तकमस्ति खलु तदपि अपेक्षितं त्रिंशत् पुस्तकानि अपेक्षितानि संस्कृतस्य पुनः विज्ञानस्यापि अपेक्षितं पठ्यपुस्तकम् आम् आम् तथा वा व्यवस्था कर्तुं शक्यते वा ओ तथा तथा तत् कुत्र मिलति इति जानन्ति वा ओ तत्रैव प्रापणं प्राप्यते खलु अस्तु पु पु पुनः पुनश्च ओ तथा वा पुनश्च मम चाणक्यनीतिः इति एकं पुस्तकं कन्नडभाषया वर्तते इत्युक्ते श्लोकानां सङ्ग्रहः तत्र अस्ति तस्य विवरणं कन्नडभाषया वर्तते तदस्ति वा तद् तस्य प्रकाशनं किमिति न ज्ञायते किन्तु तत् पुस्तकं बहु सरलम् अस्ति कन्नडभाषया तस्य निरूपणं

चाणक्यः हाा एतदेव पर्याप्तं पर्याप्तं पुस्तकद्वयमपेक्षितम् आम् आम् पुस्तकद्वयम् एतस्य कियत् मौल्यं मह्यं मौल्यं कियत् नव नवतिरूप्यकाणि अस्तु सम्यक् यस्य तस्य किमपि डिस्कौण्ट् अस्ति वा डिस्कौण्ट् अस्ति वा तस्य अस्तु अस्तु धन्यवादः धन्यवादः पुस्तकद्वयं पर्याप्तम् आम् आं तथैव ह व्यवस्थां कुर्वन्तु तथैव तत्र वेदान्तस्यैव ब्रह्मसूत्रस्य सूत्राणां विवरणं केवलं सूत्राणां विवरणम् एकं पुस्तकं विद्यते सूत्रसरणिः तावदेव तदपि अस्ति चेत् पश्यन्तु महोदय

भ न भवति हा ओ तथा वा सम्यक् सम्यक् अस्तु अस्तु अस्तु महोदय चिन्ता नास्ति अहम् अन्यत्र पश्यामि तर्हि आम् आम् आं जानामि जानामि ह सम्यक् तत्रैव अहं पुनः परिशीलयामि अस्तु महोदय धन्यवादः धन्यवादः मिलामः